हलो हरि ओम् नमस्कारः एवं एवं भवत्याः नाम किं एवं कस्मिन् शास्त्रे कस्मिन् शास्त्राध्ययनं कुर्वन्ती अस्ति भवति एवं कस्मिन् शास्त्रे कर्तुम् इच्छसि साहित्यशास्त्रे बहु सम्यक् तत्र साहित्यशास्त्रे नाम आदौ शास्त्री यद् वर्तते शास्त्री स्तरे साहित्यशास्त्रं अध्ययनं कर्तव्यं भवति ततः परम् आचार्यायामपि साहित्यं स्वीकर्तव्यं भवति भवतु वा हा ततः परं ह्म् ततः परं तत्रैव एवं बि येड् यद् वर्तते शिक्षाशास्त्रि तद् भवती करोति चेत् भवत्याः एवं कर्म क्षेत्रे तद् बहु सहायकं भवति नाम यद् पाठनार्थं भवत्याः सहायं बहु करोतीति तथैव बियेड् कृत्वा नाम शिक्षा शास्त्रिं कृत्वा शिक्षा आचार्यं नाम यद् एम्एड् भवति तत्करोति चेत् पि हेच् डि अनेन सरलतया प्राप्तुं शक्नोति एवं तद् पि हेच् डि कृत्वा ततः परं यथा भवति एवं प्रविषति नाम विश्वविद्यालयां प्रविशति तत्र यत्र यत्र अवकाशाः विद्यन्ते तद् दृष्टा सहायकाचार्यरूपेण ततः परं कार्यं कृत्वा यथा योग्यं संयोजकाचार्यरूपेण पुनः ततः परं आचार्यरूपेण गन्तुम् अर्हसि अहं एकं सूचनां दातुमिच्छामि भवती श्रोतुमिच्छसि वा आम् ह्म् तथा यथा एतादृशं साहित्यशास्त्रे कर्तुम् इच्छसि भवसि तदपि एवं विश्वविद्यालये पाठनार्थं कर्तुमिच्छसि मम एवं सा एवम् अस्ति मम आलोचना भवती किं करोतु काव्यान् काव्यानाम् अध्ययनं करोतु काळिदासकृतकाव्यानाम् अन्ये ये कविभिः कृत कार्याणां भवति यथा अध्ययनं करोति तथा पाठनपठनवेळायां सरळता बहु आयाति पुनः व्याकरणे अपि प्रकरणानां सिद्धान्तकौनुमुद्याः अध्ययनं करोतु तद् सहायार्थकं भवति भवतु वा एवं पुनः यत्किमपि संशयाः वर्तन्ति चेत् पुनः मां दूरवाणीं करोतु अहं सा यथा सहायं करोमि भवतु वा शुभं राम् राम्